नमो नमः महोदय हरि ओम् अहं सम्यगस्मि महोदय

किं महोदय अच्चा गृहम् अस्तु अस्तु महोदय

अस्तु भवतः पार्श्वे क्षेत्रं कति अस्ति यथा बरग् बरग् फ़ीट् शतगजमस्ति अस्तु महोदय शतगजमस्ति महोदय सम्यक् भविष्यति अस्तु कोऽपि क्लेशो नास्ति

अस्तु अस्तु

महोदय भवन्तः अत्र उक्तवान् अहं भवन्तः सम्यक् उक्तवान् परन्तु भवतः पार्श्वे क्षेत्रमस्ति न्यूनमस्ति महोदय एतत् तु अस्माकं कृते क्षेत्रं न्यूनमस्ति यदि एतत् सर्वे अपि विकल्पाः वयं चिन्तयामः तर्हि क्षेत्रम् अधिकम् अस्ति तर्हि एव सम्यक् भविष्यति अधुना तु अहं स्ट्रेच्चर् तु निर्माणं करोमि अधुना कोऽपि क्लेशो नास्ति यदि भवन्तः आम् आम् न न अहं वदामि यदि भवतः पार्श्वे क्षेत्रम् अधिकं वर्तते तु सम्यक् भविष्यति आम् भवन्तः एक बिल्डिङ्ग् अपेक्षते वा द्विबिल्डिङ्ग् अपेक्षते द्वि द्वि द्वे खण्डयोः मध्ये अस्तु अस्तु अस्तु महोदय सम्यक् भविष्यति कोऽपि क्लेशो नास्ति यः एकः प्रकोष्टः अधः भविष्यति त्रयः प्रकोष्टाः द्वितीयखण्डे उपरि भविष्यति

रूप्यकाणि रूप्यकाणी तु महोदय वार्तालाप नास्ति भवन्तः अहं आगमिष्यामि भवतः पार्श्वे तत्र वयं